नूतनः कोपि योगं ज्ञातुम् इच्छति चेत् मम उपदेशः इति नास्ति मम आशयः एवम् अस्ति सः आसनाभ्यासं न केवलं करोतु सः यमनियम आसन आ प्रत्याहाध्यानधारणसमाधीत्यादि अष्टाङ्गानि उच्यन्ते तत् सहित योगाभ्यासं सः करोतु इति केवलं योगासनम् इत्येव सर्वत्र प्रसिद्धिः दृश्यते आसनानां तत् अनुष्ठानं दृश्यते तत्र यमनियमादिनां तत्र अनुष्ठानम् अधिकतया न दृश्यते तत् दोषाय भवति तत्र योगाभ्यासः इति न शक्यते केवलम् आसनाभ्यासः इति भवति अतः तादृश्य अष्टाङ्गयुक्तयोगाभ्यासः भवेत् तेन मानसिक समाधानम् अथवा शान्तिः इति उच्यते तत अथवा दैहिकस्वास्थ्यं मानसिकस्वास्थ्यम् एतद् द्वयम् अपि दृष्टुं शक्यते प्राप्तुं शक्यते एवञ्च अस्मिन् विषये भारतीयानां जागरुकता अपि भवेत् अद्यत्वे आ बहवः वैदेशियाः अपि आगत्य अत्र योगाभ्यासं कर्तुम् इच्छन्ति तदर्थं तत्र ये गुरवः सन्ति योगगुरवः तेषामपि दायित्वं वर्तते तत्र लक्ष्यं तावत् तेषां योगाभ्यासः अथवा योगज्ञानप्रदानम् एव भवेत् तत्र इदानीं कमर्शियल् इति उच्यते किल तथा न भवेत् तद्द्वारा अस्माकं देशस्य महत् स्थानं योगस्य वर्तते तस्य हानिः भवति एवञ्च ते ये पठितुम् इच्छन्ति ते अपि योगविषये योगाध्ययनानन्तरं ते योगिनः भवेयुः तथा न भवन्ति अतः योगाभ्यासं ये कर्तुम् इच्छन्ति ते निस् तेषां निष्पृहा भवेत् पठनेपि तत पाठनेपि भवेत् अतः सम्यक् पठनम् इत्युक्ते अष्टाङ्गयोग अध्ययनम् इत्येव मम आशयः